त्वया पृष्टमस्ति स्वक्षेत्रस्य कान् राजकीयनेतारः जानासि इति यत्र उडुपिक्षेत्रे रघुपतिभट्टनामकराजकीयनेतारः अहं जानामि तेषां कार्यसूचना किम् इति पृष्टं तत्र सः पूर्वमुक्तम् अस्तव्यस्तस्थितान् मार्गान् सम्यक्तया नवीकरणं क्रियते मया इति तदनन्तरं सः अस्तव्यस्तस्थितान् मार्गान् सम्यक्तया नवीकरणं तेन कृतं तस्मात् उक्ततया तत्परिपालनं रघुपतिभट्टेन क्रियते तथैव उडुपिस्थधनसाहाय्यम् अप्राप्तान् दरिद्रजनान् सर्कारात् धनप्रापणीययोजना तेन क्रियते एवं च रघुपतिभट्टमहोदयः राजकीयनेतारः अहं जानामि इत्युच्यते